फ़ेस्बुक् मध्ये इन्स्टाग्राम् मध्ये तदा अहं प्रकाशयामि मम अफिस् मध्ये मम मित्राणि सन्ति तत्र अधुना अप्डेट् नाम वाट्सप् द्वारा कर्तुं शक्यते तत्र स्टेटिस् इत्यादिकं कर्तुं शक्यते तदपि क करोमि अहं तत्र फ़ेस्बुक् मध्ये मध्ये यदा कदापि नाम बहवः तत् सोशियल् मीडिया नाम बृहद्भवति सामाजिकमाध्यमे माध्यमेषु अत्यन्तं बृहद्भवति मुख्य फ़ेस्बुक् अनन्तरम् इन्स्टा इत्यादि तत्र करोमि अहं